नमस्ते मह्यम् एकम् चपाति नाम एकं प्लेट् चपाति एवं पन्नीर् बटर् मसाला उडुपी रेस्टोरेण्ट् उडुपी आतिथ्य इति रेस्टोरेण्ट् अस्ति सीगेहळ्ळिमध्ये ततः अपेक्षितं प्रेषणीयस्थलं तावत् वेदविज्ञानगुरुकुलं चन्नैनहळ्ळि